तन्त्रज्ञानं तु सर्वेषां कृते सहाय्यं करो करोति मम व्यापारः अस्ति एकं लघु अतिथिगृहम् अस्ति अहं मम गृ अतिथिगृहस्य चित्राणि वाट्साप्द्वारा वा इमेल्द्वारा प्रेषितुं शक्नोमि अनन्तरं जनाः तद् दृष्ट्वा साक्षात् बुकिङ्ग् कुर्वन्ति अग्रिमं धनमपि प्रेषयन्ति तेन स् बहु सौकर्यम् अभवत् जनाः साक्षात् व अहम् इतः लोकेशन् अपि प्रेषितुं शक्नुमः शक्नोमि तेन कारणेन जनाः साक्षादत्र आगमिष्यन्ति इतः पूर्वम् यदि ते बुकिङ्ग् कर्तुम् इच्छन्ति तर्हि पूर्वम् आगत्य गृहं कथमस्ति तत् पश्यन्ति अनन्तरम् आग् आगत्वा धनं प्रेषयति इदानीं सर्वं तन्त्रज्ञानन्तः ते ब् मोबैल्मध्ये द्रष्टुं शक्नुवन्ति यदि व् बुकिङ्ग् कर्तुम् इच्छन्ति तर्हि धनं प्रेषित्वा बुकिङ्ग् कुर्वन्ति